मया आन्लैन् माध्यमेन एका शाटिका अ एक् आर्डर् कृतवती सा शाटिका बहुसुन्दरी अस्ति ये अपि पश्यन्ति ते बहुसुन्दरी अपि पृच्छन्ति कुत्र भवत्येतत् आनीतवती बहुसुन्दरा बहुदिनमपि अहं धारितवती परन्तु तत् रङ्गम् एव किमपि न जायते सर्वदा अतीव बहुवारं धौतः कृतवती चेत् अधिकं अधिकं ग्लेस् अपि आगच्छति अतः किं वदामि पुनः तत् शाटिका कदापि मम मनसि न गच्छति यदा कुत्रापि भ्रमणं कर्तुं गच्छामि तस्मिन् समये सा शाटिका धारणं कृत्वा अहं गच्छामि बहुसुन्दरी